एकं पुस्तकं पां पठितुं सामान्यतया कियत् कालं स्वीकरोमि इति चिन्तयामि चेत् पुस्तकस्य आधारेण एव विचारस्य आरम्भः भवति इत्युक्ते विनोदकणिका प्रहेलिका तथा च कादम्बरी अस्ति वा ग्रन्थः अस्ति मासिकम् अस्ति तथा च किमपि साप्ताहिकम् आगच्छति तथा निश्चयं करोमि यत् कियत् कालः अपेक्षितः उदाहरणार्थं वदामि चेत् अहं चाणाक्यस्य किमपि पुस्तकं स्वीकरोमि चेत् मम तत्र रुचिः अस्ति तर्हि अहम् आदिनं पठितुं शक्नोमि इतोपि तत्र यदि किमपि विनोदगणिका अस्ति लघुपुस्तकम् अस्ति तर्हि मम दिनद्वयात्मकं पर्याप्तं भवति ग्रन्थस्य विषये वदामि चेत् तत्र रामायणमित्यादिकं भवति चेत् मासात्मकम् एकमासात्मकमपि तत्र समयः गन्तुं शक्नोति अतः पठनस्य रुच् रुचिं दृष्ट्वा अहं तत्र चिन्तयिष्यामि यत् साप्ताहिकं लक्ष्यं भवति मम वा मासिकम् तथा मम अस्ति यत् किमपि मराठीभाषायां मम रुचिः अस्ति यथा मराठी पुस्तकमस्ति चेत् तत्र सप्ताहे एव मम समापनम् अहं कर्तुं शक्नोमि तद् तथा च कविता इत्यादिकं सुभाषितानाम् सङ्ग्रहः इत्यादिकं किमपि अस्ति चेत् मध्ये मध्ये यदा यदा आवश्यकता भवति तदाहम् उद्घाट्य तत्र यत्किमपि आवश्यकम् तत् विचिन्त्य एव तस्य पठनं करिष्यामि साप्ताहिकं लक्ष्यं स्थापयितुम् एव सम्यक् भवति